अधुना वर्तमानविपण्या अभिप्रायः अधुना किञ्चित् वर्धितं भवति परन्तु तत् निरन्तरं नास्ति नाम तत्र शेर् मार्केट् मध्ये यदा तस्य लाभः भवति तदा नष्टः भवति इति वक्तुं कोपि न शक्यते तदा अस्ति तस्य तत्र विद्यमानकार्यं नाम तत्र ये कम्पनीं दृष्ट्वा टाटा अनन्तरम् इण्डियन् आयिल् इत्यादि कम्पनीं दृष्ट्वा वयम् इन्वेस्ट् कुर्मः चेत् तस्य किं भवति लाभः भवति तस्य किं भवति लाभः भवति तस्य नष्टं न भवति परन्तु यदा नूतनकम्पनि इत्यादिकं तद्विषयं सम्यक् ज्ञात्वा तत्र स्टडि तत्र शेर् मार्केट् मध्ये अधुना किं भवति डियर् वा डियर् वा इत्यादिकं दृष्ट्वा तद् कथं भवति कदा सम्भवति इत्यादिकं दृष्ट्वा तस्य पठनं तत्र रिसर्च् करणीयं शोधः कृत्वा तस्य विषये बहु ज्ञानं भवति चेत् सः सम्यक् कर्तुं शक्यते जनाः अपायकरम् इति भाति चेद् भवति परन्तु यदा सेफ़् ज़ोन् मध्ये गच्छति तदनन्तरं तस्य भीतिः न भवति